अस्माकं पाण्डिचेरिनगरे अरिविन्दस्य जन्मदिनं बहु उत्साहः साल उत्सवः अस्ति अन्यदा अस्माकं विष्णुमन्दिरमस्ति अधुना एव अभवत् रामः रामस्य रामस्य जन्मदिनम् उत्सवः एकमासं तत् प्रचलति एव अन्यदा अद्यैव प्रारम्भः अस्ति एतत् एतत् अपि महान् उत्सवः अपि अस्ति तदपि प्रारम्भः अन्यदा पाण्डिचेरि मध्ये बहु समीपम् अस्ति कारेकाल् मन्दिरम् इति अत्र कार्यकाल् अम्मयार् एकः अस्ति तस्य एव बहु प्रसिद्धः उत्सवः अस्ति माम्बळन् माम्बळतिर्विरा इति अ त आम्रफलस्य पल् फलस्य आम्रफलस्य उत्सवः इति भवति तत्र सर्वं यदा ईश्वरः वीथ्याम् आगच्छति सर्वे जनाः किं कुर्वन्ति अस्ति आम्रफलम् तम् उपरि क्षिपन्ति एव तादृशं बहु प्रसिद्धः उत्सवः माम्बळतिरुविरा इति तदपि अस्ति अत्र अन्यदा अत्र पाण्डिचेरि नगरे अपि चित्रैमासे भवति चैत्रपौर्णमी तद्दिने अत्र एकं मन्दिरमस्ति मन्दिरे किं तद् बहु प्रसिद्धः अस्ति किन्नित्ते इति एकं पात्रं पात्रस्य पात्रेण न निर्माणं कुर्वन्तः सन्ति खिन्नित्ते इति द्वौ अपि बहु प्रसिद्धः अस्ति एव